हा इदानीं श्रूयते

हा अहम् इदानीं व्यग्रः अस्मि अन्यत्र अस्मि ततः आगमने किञ्चित् दशनिमेषः भवन्ति तावत्पर्यन्तं यदि मम वाहनस्य प्रतिक्षां भवति करोति चेत् अहं भवतीं नयामि हा किन्तु तावत्पर्यन्तं प्रतिक्षां कर्तुं यदि न शक्नोति अन्यद् आटोयानं स्वीकर्तुं शक्नोति भवती हा दशनिमेषाः भवन्ति अनुमति अस्ति वा हा अवश्यं नयामि किन्तु अन्यस्मिन् मार्गे अस्मिन् अन्यस्मिन् विस्तरणे अस्मि अहं तु इदानीं तत्र वण्टिकोप्पल् समीपे अस्मि अनन्तरं तत्र एकं यात्रिकं तत्र समीपे कुत्रापि अवतीर्य अहम् अत्र आगच्छामि भवत्याः यत्र सूचितमस्ति तत्र किन्तु प पञ्चनिमेषाः उत दशनिमेषाः भवन्ति प्रतिक्षां करोति वा अवश्यम् अवश्यम् अय्यो वयं तदर्थमेव भवामः यावन्तः यात्रिकाः मिलन्ति तावत् अस्माकं गृहस्य एतत् कष्टं निवारणं भवति अवश्यम् आगमिष्यामि तत्र तद् तद्विषये चिन्तां मा करोतु अहं नूनमागमिष्यामि भवती एकाकिनी अस्ति वा उत भवत्या साकं भवत्याः मित्राणि सन्ति वा न पुत्रः उत शिशुः तादृशाः ज्येष्ठाः केपि अस्तु अस्तु अत्रैव कुत्रापि एकस्मिन् एकं स्थलं सूचयामि एकं सर्कल् भवति भवता अत्र भवति यत्र भवत्याः तत्र समीपे किमपि सर्कल् अस्ति वा न भवत्याः गृहस्य समीपं नाम बा तत्र सर्कल् इत्यादि निर्दिशति चेत् शीघ्रम् आगच्छामि अहं भवत्याः गृहं कुत्र अस्ति इति अहं न जानामि खलु हा हा वित्तकोषः कः तस्य नाम किम् हा अस्तु हा जानामि जानामि बहु पूर्वमेव दृष्टवान् अस्मि हा अवश्यं प्रतिक्षां करोमि हा परं भवती प्रतिक्षां करोतु अहम् आगच्छामि अस्तु एतस्मात् प्रदेशात् भवती पूर्वं कति धनं स्वीकरोति स्म दद् ददाति स्म शतं रूप्यकाणि भवन्ति नैव इदानीं शतं रूप्यकाणि इदानीं सर्वेषां वस्तूनां धनम् अथापि अस्मदीयम् इदानीम् एतद्यानं नूतनतया क्रीतमस्ति ऋणम् अधिकम् अस्ति अतः किञ्चित् न त्रिगुणं न यदि पञ्चाशत् भवति चेत् सार्धम् एकशतं भवति स्म अहं तावत् शतमेव इच्छामि हा अस्तु नाम षष्टिः उत सप्ततिः रूप्यकाणि ददाति ददाति वा ए उपरि दश स्थापयतु भो षष्टिरूप्यकाणि षष्टिरूप्यकाणि पञ्चाशत् ये मह्यमपि किं किञ्चित् कृपां करोतु तत्र शप् दशरूप्यकाणि अधिकं ददा अहं गृहं प्रति शिशूनां कृते भक्ष्याणि नयामि हा अस्तु अस्तु स्वागतम् अहम् अनतिकाले एव आगमिष्यामि इदानीं तस्मिन्नेव मार्गे अस्मि अहमागच्छन्नस्मि हा तर्हि स्थगयामि एकं गा क्षणं तूष्णीं भवतु अहमपि तूष्णीकः भवामि हा रिक्षायां सन्ति तत्र ये शिशुद्वयमस्ति एका माता अस्ति तत्र तस्याः मातुः अवतरणस्थलमपि सन्निहितं तत्र मातरं तत्र शिशुद्वयं च तत्र अवतीर्य भवदन्तिकमागच्छामि हा इदानीं मम यानं समीपे आगच्छनस्ति

हा अवश्यम् अहं दूरवाणीं करोमि तदानीं बहिरागच्छतु भवती हा हा सत्यं तत्रैव आगत्य अहं तावत् रक्तवर्णस्य एतद् वस्त्रं धृतवान् अस्मि तथा उपरि एक शिरस्त्राणमस्ति टोपि मम आटोयानस्य सङ्ख्या तावत् सहस्राधिकम् एकशतं हा तथा हरिद्वर्णस्य लेपनं कृतमस्ति अरिषिणा अतः तद्यानं भवत्याः गृहस्य पुरतः स्थापयामि तदानीं बहिरागच्छतु दूरवाणीं करोमि हा पूर्वमेव यदि भवती आगत्य तत्र तिष्ठति चेत् अहं मम सौकर्यं भवति अवश्यम् अवश्यं हा सन्निहितं सन्निहितम् हा हा हा अहं तत्र आगतवान् अस्मि मम आटोयानं दृष्टं वा हा पश्यतु आगच्छदस्ति भवत्याः केन्द्रस्थलं प्रति हा आगतम् इदानीं भवती मया दृष्टा दृष्टवती वा हा सावधानम् आरोहणं करोतु अहं तत्र जागरूकतया भवतीं भवद्गा यत्र गन्तव्यमस्ति तत्र नयामि पूर्वमेव सूचितानुसरणे षष्टिरूप्यकाणि यच्छतु हा सत्यं भवती किमपि उद्योगं करोति वा उत गृहिणी अस्ति वा पठन्ती अस्ति वा उत गृहिणी वा पठन्ती अस्ति वा अस्तु अद्यतनकाले अपि गृहिण्यः भूत्वा पठन्ति इत्युक्ते मम महान् सन्तोषः हा यतो हि एतादृशजनाः अद्यतनकाले विरलाः भवन्ति यतो हि मम बाल्यकालः समाप्तः अतः इदानीं केवलं गृहे भूत्वा पत्युः तथा शिशूनां पालने मग्ना भवामि अध्ययनं मास्तु इति बह्व्यः मातरः चिन्तयन्ति किन्तु तासु भवती भिन्नतया चिन्तयन्ती अस्ति अध्ययनं कुर्वन्ती अपि अस्ति इत्युक्ते मम तु महान् सन्तोषः जातः ये विना अध्ययनं स्त्रीणां तत्र उन्नतिः न भवत्येव यावत्पर्यन्तं समाजे स्त्रीणां कृते शिक्षणं न दीयते सर्वकारेण उत समाजः तावत्पर्यन्तम् अस्माकं मूललक्ष्यं न सिध्यति अस्तु समापयामः इदानीं भवतः आगतम् अस्तु धनं ददातु स्वीकरोमि अस्तु स्वागतम्